हरिः ओम् महोदय अहं गतवर्षे दावणगेरेतः अयोध्यां प्रति एकस्मिन् कार् मध्ये गतवान् आसम् द्वि चतुश्चक्रवाहनायां गतवान् आसम् त तं च वाहनं भवन्तः दत्तवन्तः भवन्तः दापयितवन्तः आसन् अतः सः एव चतुश्चक्रयानः मम कृते अपेक्षिताः अपेक्षितः इदानीम् अहं दावणगेरे तः तिरुवनन्तपुरं प्रति गच्छन्नस्मि कृपया तद्दापयन्तु इदानीं च तस्य अपेक्षा बहु वर्तते यतः तस्मिन् कार् मध्ये बहु उपयोगः आसीत् गानं श्रोतुं शक्यते एवञ्च चलचित्रं द द्रष्टुं शक्यते एवञ्च यदि घर्मः भवति तर्हि शीतं शीतवायुमपि तद्दापयति इत्यस्मात् बहु सुखकरं तस्मिन् गन्तुं शक्यते स्म अतः सः एव यानं मम कृते अपेक्षितः दावणगेरे तः तिरुवनन्तपुरं प्रति गन्तुं गन्तुं गन्तुम्